नमस्ते संस्कृतस्य इतिहासः कः इति एकः प्रश्नः अस्ति संस्कृतस्य इतिहासः पृच्छति चेत् कथं वक्तुं शक्यते अस्माकं विश्वासः अस्ति वेदाः अपौरुषेय इति यथा यदा ईश्वरः मानवजा सृष्टिं कृतवान् तस्मिन् तः संस्कृतम् अस्ति इति अस्माकं विषये विश् विश्वासः अस्ति किन्तु अद्यतनकाले जनाः वैज्ञानिककारणं पृच्छन्ति विश्वासः अन्धविश्वासः एतत् सर्वं भवति इति कारणेन वैज्ञानिककारणं पृच्छति तत्र तार्किककारणं पृच्छति तत् स्वीकृत्य ते कालनिर्णयं कुर्वन्ति तादृशं पश्यामः चेत् अस्माकं महाभारतं पञ्चसहस्रवर्षेभ्यः पूर्व अभवत् अस्माकम् इतिहासः रामायणम् सप्तसहस्रपूर्वेभ्य आसीत् तत् तत् सर्वम् अनन्तरम् अस्माकं किं वेदाः वा वेदाङ्गानि वा अनन्तरम् उपनिषद्वा ते एव तस्मात् अपि पूर्वम् इत्युक्ते महाभारतस्य पूर्वं रामायणस्यैव पूर्वम् आसीत् तेन कारणेन सर्वं योजयित्वा दशसहस्रवर्षेभ्यः पूर्वं संस्कृत इतिहास अस्ति इति वदामः किन्तु का कालेन सह कथं संस्कृतभाषा विकसितम् अभवत् वदामः चेत् अस्माकं विश्वासः अस्ति संस्कृतमेव मूलम् इति अन्यभाषया सह तुलनां कुर्मः चेत् संस्कृतमेव मूलम् इति किन्तु कश्चन एतत् न अङ्गीकुर्वन्ति ते वदन्ति संस्कृतम् अन्येषां भाषातः इण्डो आर्यन् भाषा इति वदति संस्कृतम् आर्यस्य आर्याणां भाषा इति वदति संस्कृतं भारतदेशस्य भाषा नास्ति इति वदति तादृशजनाः सन्ति तद्विहायपि संस्कृतभाषा स्वस्य दृढं दृढतया स्वस्य भाषामूलं स्वस्य भाषा प्रवर्धनेन कारणेन एतावत् कालं नामापि तिष्ठति तिष्ठति इत्युक्ते वर्धनं करोति तदनु कारणेन कतं वदामः चेत् संस्कृतस्य एक वैशिष्ट्यमस्ति अधिकाधिकं शब्दं योजयितुं कर्तुं शक्यते इत्युक्ते संस्कृतभाषायां पदस्य मूलं वा इत्युक्ते पदमूलम् अनन्तरं तत्र अन्यान्यपदानि योजयित्वा संस्कृतभाषा उत्पत्तिः सामर्थ्यम् उत्तमतया अस्ति इति कारणेन एतावत् कालं परिमितमपि संस्कृतं विकसनं करोति अनन्तरम् संस्कृतस्य ह्रासः ह्रासः भवति इदानीं काले कथं वदामः चेत् वयं अस्माकं भारतदेशे संस्कृतस्य वर्धनं करणीयम् इति न चिन्तयति संस्कृतस्य अवर्धनं करणीयम् इति कारणेन आङ्ग्लभाषायां आनयति अनन्तरम् अस्माकं कृते अस्माकं स्थलीयभाषा एव इत्युक्ते प्रादेशिकभाषा एव प्रयत्नम् इति वदति तेन कारणेन संस्कृतभाषायाः विकासनं विहाय ह्रासं ह्रासमेव अधिकतया भवति तथापि संस्कृतं विकसनं कश्चनेभ्यः प विकासार्थं संस्कृतविकासार्थं कस्य कश्चन प्रयत्नं कुर्वन्ति यथा भारतसर्कारस्य संस्कृतभाषाविभागः अस्ति तद्विहाय संस्कृतभारती अस्ति तद्विहाय अन्यान्यसंस्थाः संस्कृतविकासकार्यार्थं क बहु प्रयत्नं कुर्वन्ति ते एतत् सर्वं विलोक्य प चिन्तयामः चेत् इदानीन्तनकाले संस्कृतम् आवश्यकं संस्कृतभाषायां बहवः विषयाः सन्ति बहवः वैज्ञानिकविषयाः सन्ति बहवः तात्विकविषयाः सन्ति योगः अस्ति अनन्तरम् आयुर्वेदः अस्ति अनन्तरं बहवः अस्माकं शिल्पकला अस्ति अस्माकं बृहद्विमानशास्त्रं एकं विमानस्य विषये अपि संस्कृतभाषायाम् अस्ति इति बहवः जनाः जानन्ति ज्ञातवन्तः तेन कारणेन संस्कृतभाषा रक्षणार्थं संस्कृतभाषा प्रवर्धनार्थं बहवः कार्यं कुर्वन्ति स्म